अहं गतमासे तृतीयसप्ताहे एक एकं नूपुरं क्रीतवती नूपु नूपुस् नूपुरं रौप्य तथा ताम्रात् ताम्रस्य मेलनात् क्रियते तस् क्रमशः तस्य कान्तिः क्षीयते मौल्यमपि अधिकं बहु अधिमिति भासते रात्रौ अधिकशब्दः न भवेदिति अहं चिन्तयामि